मम प्रियपत्रिका इति विषये प्रथमं तु मराठिभाषायामेका पत्रिका अस्ति अक्षरयात्रा इति नाम्ना सा पत्रिका वर्तते तत्र पदबन्धः इति कश्चन विशेषः अस्ति तेन मराठिभाषायां ये शब्दाः सन्ति तेषां ज्ञानं वर्धते एवं च प्रसिद्धलेखकाः अथवा लेखिकाः ये सन्ति तेषां विचाराः तत्र भवन्ति नाम कथम् अग्रे लेखनीयम् अथवा काव्ये पद्ये वा रुचिः कथं वर्धितव्या इति विषये तेषां लेखाः तत्र सन्ति एवं च क्रीडाविषये अथवा इदानीन्तनकाले पोलिटिक्स् इत्यादिकं यदस्ति तद्विषये अपि तत्र वार्ताः भवन्ति प्रतिसप्ताहं सा पत्रिका आगच्छति तत्र पदबन्धम् इति यदस्ति तद् मह्यम् अतीव रोचते एवं च संस्कृते अपि सन्देशपत्रिका इति काचन पत्रिका अस्ति तत्र लघुबालान् विचार्य लघुलघुकथाः उक्ताः सन्ति काव्यानि सन्ति विनोदाः सन्ति एवं च आकर्षकचित्राणि अपि सन्ति तेन बालानां संस्कृतपठने रुचिः भवति तत्रापि सामान्यशब्दानां पदबन्धः कृतः अस्ति तेन संस्कृते नूतनान् शब्दान् ज्ञातुमपि रुचिः वर्धते वृत्तपत्रं मराठिभाषायां तरुणभारतिकि एकं प्रसिद्धं वृत्तपत्रं वर्तते तत्रापि एवमेव विचाराः उक्ताः सन्ति किञ्चित् आधुनिकस्तरे अथवा प्रौढविचाराः तत्र दृश्यन्ते तेन इदानीन्तनकाले जगति किं भवतीति विषये ज्ञानमपि सर्वं ज्ञानं प्राप्तुं शक्येत तत्र